अशीत्युत्तरनवशताधिक सहस्रतमवर्षस्य जुलै मासस्य पञ्चदशदिनाङ्कः मम जन्मदिनाङ्कः पञ्चाशीत्यधिक नवशताधिक सहस्रतमवर्षस्य आगस्ट् मासस्य विंशतितमदिनाङ्के मम पत्न्याः जन्मदिनम् त्रयः त्र्यशीत्युत्तर नवशताधिक एकसहस्रतम वर्षस्य सेप्टेम्बर् मासस्य चतुर्दशदिनाङ्के मम अनुजस्य जन्मदिनम् दशाधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य त्रयोविंशतितमदिनाङ्कः मम निश्चितार्थदिनाङ्कः एकादशोत्तरद्विसहस्रतम वर्षस्य फ़ेब्रवरि मासस्य पञ्च पञ्चविंशतिदिनाङ्के मम विवाहः अभूत् अभूत्